मम प्रदेशे प्रसिद्धः समुदायकार्यक्रमः किमस्ति नाम भजनम् यदा भजनं कुर्वन्ति तद् सप्ताहे वारत्रयं कुर्वन्ति प्रथम सोमवासरे मङ्गलवासरे शनिवासरे किमर्थं नाम तद् काले यदि भजनं कुर्वन्ति चेत् सम्यक् फलं लभ्यते इतोपि यदि तेषां मनांसि आगच्छति इतोऽपि यदि प्रति सप्ताहे कर्तव्यं नाम प्रतिसप्ताहे यदि कुर्वन्ति चेत् तेषाम् जीवने सुखम् आगच्छति दुःखं गच्छन्ति तद् कारणात् ता ते भजनं कुर्वन्ति गीतं गा गानं कुर्वन्ति नृत्यं कुर्वन्ति तदुत्तरं नृत्यं कृत्वा यदि वीक्नेस् आगच्छति सर्वे उपविश्य उपविश्य उपविश्य रेस्ट् स्वीकुर्वन्ति तदुत्तरं यदा सम्यक् भवन्ति चेत् सर्वे स्वकीय स्वकीय गृहं गत्वा पुनः भजनं कृत्वा उपहारं कृत्वा स्वपन्ति तद् अस्माकं ग्रामे समुदायकार्यक्रमः इति उच्यते